संस्कृतस्य कथा साहित्यं तु येषु दिनेषु केवलं नीतिकथारूपेण एव पठ्यमानम् आस्ति इति तु सत्यम् इति मम अभिप्रायः किन्तु अस्माकं कथासाहित्यं तु न केवलं नीतिबोधकम् एव कथासाहित्यस्य पठनेन बहवः विषयाः ज्ञातुं शक्याः भवन्ति उदाहरणार्थं तस्मिन् काले राजानः कथं व्यवहरन्ति स्म भृत्याः कथं व्यवहारं कृतवन्तः पुनश्च जनाः कथं व्यवहारं कृतवन्तः कीदृशाः उत्सवाः आचर्यमानाः आसन् तस्मिन्काले जनानाम् सांस्कृतिकव्यवहारः कथम् आसीत् जनानां कलासु जनानाम् आसक्तिः कीदृशी आसीत् इत्यादयः बहवः विषयाः कथा साहित्यात् ज्ञातुं शक्याः भवन्ति अतः सांस्कृतिक सांस्कृतिक दृष्ट्या विषयबोधः भवति कलाचारदृष्ट्या विषयबोधः भवति व्यवहारदृष्ट्या अपि विषयबोधः भवति कथासाहित्ये इत्यतः न केवलं नीतिकथा नीतिकथारूपेण एव पठनीयं कथासाहित्यम् इति न अन्य दृष्ट्यापि वयं पठितुं शक्नुमः विषयान् ज्ञातुं शक्नुमः इति मम अभिप्रायः